मया एवं प्रदर्शिन्यां भागग्रहणं एतावता न कृता अस्ति परन्तु सङ्ग्रहणे मम इच्छा अस्ति एवं भिन्नं भिन्नं मुद्राणां पाषाणखण्डानां सङ्ग्रहणं एवं पाशाणखण्डे अपि एवं केचन पाषाणखण्डानि कावेरीनद्याः केचन गङ्गानद्याः एवं भिन्नं भिन्नं तेषाम् आकृतिः वर्तते तच्च मह्यं बहु प्रियम् अतः तेषां पाषाणखण्डानाम् अहं सङ्ग्रहणं करोमि पुन मुद्राणाम् अपि मम समीपे सङ्ग्रहं सङ्ग्रहो वर्तते एवं डालर् युरो पुनः वियेट्नां करेन्सी पाकिस्तानि करेन्सी अपि अस्ति नेपाल् प्रदेशस्य अपि अस्ति एवं भिन्नं मुद्राः भिन्न भिन्नप्रदेशस्य मुद्राः मत्समीपे सन्ति